पञ्चमः दिनाङ्कः नवम्बर् मासः चतुरधिकद्विसहस्रतमवर्षः अष्टमः दिनाङ्कः जुलै मासः पञ्चाधिकद्विसहस्रतम तमः वर्षः नवमदिनाङ्कः जुलै मासः अष्टाधिकद्विसहस्रतमः वर्षः एकादशदिनाङ्कः आगस्ट् मासः एकाद एकादशाधिकद्विसहस्रतमः वर्षः चतुर्विंशतिदिनाङ्कः सेप्टेम्बर् मासः द्वाविंशत्यधिकद्विसहस्रतमवर्षः